मया बहुधा दैवगीतानि अनन्तरं दैवसम्बन्धिभजनानि अनन्तरं प्रेमगीतानि हिप् हाप् रिमीक्स् चिल् चिल् इत्यादि गानानि श्रोतुम् इष्यन्ते अहम् बहु गानं शृणोमि तद् कदाचित् रेडियोमध्ये वा अथवा दूरवाणीमध्ये वा अथवा इत्यादि स्पीकर्मध्ये वा ब्लूटूत्मध्ये वा अहं सर्वदा श्रुण्वन् भः भवामि तत्र इदं यद् विष्णुस्तोत्रं वर्तते जगज्जालपालं गजत्कण्ठमालम् शरच्चन्द्रनाभं सुपद्मासाहायं महानीलकायं कण्ठम् इति गानं मम कृते बहु इष्टमस्ति तथा च अच्युत्तं केशवं कृष्ण दामोदरम् रामनारायणं जानकीवल्लभम् इदमिष्टमस्ति अनन्त्र अनन्तरम् केसे हुवा केसे हुवा तु इत्ना ज़रूरी केसे हुवा इदम् इष्टमस्ति अनन्तरम् ओ बे दर्दिया यार् बे दर्दिया दिल् बे दर्दिया ओ बे दर्दिया अयमपि मम कृते बहु इष्टतमं गानं वर्तते एवं मम कृते एतानि इष्टगानानि वर्तन्ते